अस्माकम् अडिसाराज्ये मम गृहसमीपे एकः बृहत् प्रान्तः वर्तते क्रीडाप्रान्तः तत्र मम बन्धुः सर्वे सखः क्रीडन्ति ते इन्टर्नेस्नल् नेस्नल् निमित्तं तत्र बहु सम्यक् रूपेण उपस्थापनं कुर्वन्ति अतः क्रीडया तस् नाम बहु सङ्ख्यका सन्ति तासु क्रीडासु कन्दुकक्रीडा कन्दुकक्रीडायां मम बन्धुः राकेशः इति नाम बालकः सन्ति स बहु सम्यक् रूपेण कन्दुकक्रीडा क्रीडति तत्परं पादकन्दुकम् इति नाम रोहितः बीजय्दत्ता समीरः सुरेशः राकेशः स्वयंसिद्धः इति नाम्नां बालकाः क्रीडन्ति हस्तपादकन्दुकं ब्यास्केट्बाल् इति ती क्रीडायां मध्ये बहवः छात्राः मम बन्धुः क्रीडति सुकेशः रमेशः गणेशः चतुर्दशी इति नामकाः बालकाः क्रीडन्ति चतुर्दशी नामकः बालकः ब्यास्केट्बाल् हस्तपादकन्दुकं स राष्ट्रस्तरे जिल्लस्तरे द्वितीयस्थानम् अलङ्कृतवान् अस्ति ततः परम् उत्पीठिका कन्दुकं टेबल् टेन्निस् इति क्रीडायां मध्ये एका बालिका बन्धुः सन्ति मम तेषां नाम वर्तते मालति सा सा जिलस्तरे प्रथमं स्थानम् अलङ्कृतवान् अस्ति धावनं धावनं क्रीडायां मम बन्धुः अस्ति सुरेशः चौहान् इति नामकः सः धावनक्षेत्रे बहु पुरस्काराः प्राप्तवन्तः सः अडिस्सराज्ये बहु सम्यक् रूपेण क्रीडन्ति एवं च अन्यस्थाने अपि बहु सम्यक् रूपेण क्रीडन्ति खो खो इति क्रीडायां मध्ये मम बन्धुः वर्तते सुमीरः इति सः प्रायतः राष्ट्रीयक्षेत्रे वा प्रथमं पुरस्कारम् आनीतवान् इति